नवदशशतकोत्तरम् नवसप्ततिः वर्षस्य जूनमासस्य षोडशदिनाङ्कम् नवदशशतकोत्तरं चतुष्षष्टिः वर्षस्य अगस्त् मासस्य एकोनत्रिंशत् दिनाङ्कः नवदशशतकोत्तरं नवषष्टिः वर्षस्य अगस्त् मासस्य त्रिंशत् दिनाङ्कः द्विसहस्राधिकपञ्चवर्षस्य अगस्त् मासस्य द्वादशदिनाङ्कः नवदशशतकोत्तरं द्विचौ द्विचत्वारिंशत् वर्षस्य जन्वरि मासस्य प्रथमः दिनाङ्कः